अयं शारदा भोजनालयः वा अहम् अत्र पूर्वम् इड्ली द्वयम् अपेक्ष्यते इति तत्र मया निर्देशः दत्तः आसीत् मम तत्र सङ्ख्या प्राप्ता अस्ति पञ्च पञ्च सप्त अष्ट इति तस्य इदानीम् अपेक्षा नास्ति अतः तस्य निर्देशस्य इदानीं निष्कासनं करणीयम् इति इच्छामि